दर्शनशास्त्रेषु मम कृते वेदान्तं दर्शनं बहु इष्यते अत्र दर्शनेषु का विशेषता नाम यत वैज्ञ विज्ञाने उच्यते अन्तरिक्षे या शक्तिरस्ति सा एव शक्तिः समग्रं जगत् सृष्टवत् इति तद् तद्वदेव वेदान्तदर्शने उक्त् उच्यते ब्रह्मा एकः वर्तते यः समग्रं संसारं सृजति इति एवं विज्ञाने अपि च दर्शने बहु साम्यं वर्तते येन तत्र मम जिज्ञासा वर्धिता शास्त्रेषु न्यायशास्त्रं युक्तियु पुर युक्तिपुरस्तरम् उपयुज्यते यत्र यत्र युक्तयः धीयन् दीयन्ते वैज्ञानिकैः तत्सदृशीयुक्तिः अस्माभिः न्यायशास्त्रे अपि द्रष्टुं शक्यते संसारः अनादिः इति वेदान्तिनां मतम् अस्ति एवमेव न्यायमते उच्यते यः संसारः अस्ति तस्य कर्ता कश्चनः अस्ति इति तर्हि इदानीं वैज्ञानिकैः संसारस्य कर्ता अस्ति इति वक्तुम् बहूनि प्रमाणानि दीयन्ते नैयायिकाः तत्र किं वदन्ति नैयायिकाः वदन्ति यथा घटपटादीनां कश्चनः कर्ता तद्वदेव अस्य संसारस्यापि कश्चनः कर्ता अस्ति इति तर्हि मम प्रेरणा अध्ययने तु इदमेव अस्ति किं नाम विज्ञानम् अनन्तरं शास्त्रम् इदं द्वयमपि आधिक्येन सदृशमस्ति एतत् सादृश्यमेव मम कृते इतोपि अधिकं पठितुं प्रेरणा यच्छति